मया अर्धहोरात् प्राक् जलपूरिका इत्यस्य कृते निवेदनं कृतमासीत् परं मम स्वास्थ्यम् अधुना अ अहं सम्यक् न अनुभवामि अतः मम निवेदनम् केन्सल् करोतु अन्यच्च मम धनं पुनः मम अकौण्ट् मध्ये प्रेषयतु इति मम निवेदनम्